शिक्षाऋणस्य वदामि विषये वदामि चेत् सम्मिश्रणमेव यदा वयं तत् प्राप्तुं प्राप्तुं शक्नुमः चेत् सर्वप्रथमं वयं सर्वे मिल्ट्रूपेण अभ्यासं करणीयं भवति इत्युक्ते सेवेण्टि फैव् अधिकं भवति येय्टि फैव् अधिकाधिकं भवति यदि इदानीम् अस्माकं सर्वकारीयनियमः कृतः अस्ति ये ये येय्टि पर्सेण्ट् प्राप्नुवन्ति खलु एस् एस् एल् सि विषये तेषां प्रति दशसहस्ररूप्यकाणि यच्छन्ति सर्वकारीयरूपेण अनन्तरं ये नैन्टि प्लस् अधिकं यच्छन्ति खलु पि यु सि विषये तेषां प्रति ट्वेण्टि फैव् थौसेण्ड् पर् हेड् इति नियमं कृतवान्नस्ति अस्माकं कर्नाटकसर्वकारीय अतः तत् सर्वं स्वीकुर्वन्तु अनन्तरं यत् सर्वकारीत्या कर्तुं चेत् सम्यक् भवति अधिकस्तरे अधिकविषयं ज्ञातुम् इच्छन्ति चेत् अधिकं पठितुम् इच्छन्ति चेत् तत् शिक्षाऋणं करणीयमेव भवति मया तु न स्वीकृतमस्ति तथापि अहं वदामि शिक्षाऋणं किम् इति